वातः पित्तः कफः शीतज्ज्वरादिरोगाः मम प्रदेशे सामान्यतया सर्वदा द्रष्टुं शक्यते किमर्थम् इति चेत् तत्र शीतलप्रदेशः भवति मम ग्रामे सर्वदा शीतलः वायुः एव पा प्रसरति वातावरणे अतः किं भवति तत्र तु हिमयुक्तं वातावरणं भवति अतः तत्र सर्वदा इदानीं मम कृते अपि तद् शीतलज्वरः किञ्चित् आगतं वर्तते तादृशाः रोगाः बाध्यन्ते अस्माकं बाध्यन्ते अतः एतादृशी वातपित्तकफ जल्प एतादृशाः यद् रोगाः पीडाः इत्यपि वक्तुं शक्नुमः पीडा तत् तत्र बहु आनन्दम् अनुभवामः इति तु नास्ति एव ह विना आनन्दं तत्र वयं पीडाम् अनुभोक्तव्यं भवति अतः एतादृशाः रोगाः बहवः सन्ति तादृशान् रोगान् वयं तदेव निःशुल्केन यदि सर्वकारेण पक्षतः दास्यन्ति औषधानि तत् स्वीकृत्य एव रोगस्य क्षयः कर्तव्यः भवति अतः मम प्रदेशे बहुविधरीत्या रोगान् वयं द्रष्टुं शक्नुमः तद् निवारयितुम् अपि बहुविधरीत्या प्रकारानपि द्रष्टुं शक्नुमः इति